नमस्ते हरिः ओं शिवानन्दमहोदय आगच्छन्तु अस्माकम् अस्माकम् आर्ट् गेलरी मध्ये भवतां कृते स्वागतम् ओह् ओह् समीचीनं कोयिन्सिडेन्स् वदन्ति किल ओह् सम्यक् अस्ति आगच्छतु भवन्तः वदन्तु एवं वा समीचीनम् अस्माकं गेल्रि मध्ये व्यवस्था वर्तते भवतां चित्राणि कतिपय यथा गेल्रि मध्ये भिन्नभिन्नस्तरः भवति भवतां चित्राणि कति भव् सन्ति अथवा केषां चित्राणां प्रदर्शनं भवति इति संख्या तस्य वस्तूनां निर्देशः दीयते चेत् ता तथा व्यवस्था कर्तुं शक्यते एकदिनस्य कृते अस्य भाटकरूपेण वयम् एकस्य हाल् इत्युच्यते किल तदर्थं द्विसहस्ररूप्यकाणां मूल्यम् एकदिनस्य कृते स्वीकुर्मः

एवं न एवं कुर्मः एवं कुर्म भवता भवता एक निश्चयं करोतु इदानीं भवतां कति चित्राणि भवन्ति पुनः के चित् कानि चित्राणि सन्ति इति प्रथमम् एक सूची करोतु तदनन्तरं कति दिनानां प्रदर्शनं क्रियते इति वा चिन्तयित्वा तस्य वयं पत्रिकायाम् इदं दा दास्यामः आम् तदा जनाः आगच्छन्ति एव वदन्तु

तथा न तत् चित्रं तत् सत्यं तत् सत्यम् सत् सत्यं सत्यं यतो किं भवति चित्रं न दृष्ट्वा एव तद् वक्तुं न शक्यते यतः कति चित्रस्य विक्रयणं स्यात् इति न जाने भवान् सर्वं सर्वाणि चित्राणि आनयन्तु एवं वा प्रदर्शयतु पदर्श् किञ्चित् किञ्चित् पद सत्यम् किञ्चित् पदस्य विवरणं ददातु एवं द्वित्राणि द्वित्राणि चित्राणां प्रदर्शनं कृत्वा

समीचीनं बहुसम् बहुसम्यक् अस्ति किल अ अरे भोः एतद् बहु बहुसुन्दरं चित्रं प्राकृतिकं चित्रं समीचीनं अस्तु अस्य अवश्यम् अस्ति विक्रयणं भवति इति मन्ये भवान् करोतु प्रथमं तावत् एकसप्ताहं कुर्मः अनन्तरं तस्य इदं कुर्म अस्तु पुनः आगच्छतु